हरि ओं नमस्ते कथ्यताम्

कीदृशी

तत्र पादयोः वा हस्तयोः वा कुत्र अस्तु एवं वा तत्र कीदृशी समस्या ओ हो एवं तत्र अस्मिन् काले एतादृश्यः समस्याः भवन्ति वर्षाकाले शीतकाले च तदर्थं मया किञ्चित् शिरीशारिष्टमिति किञ्चन औषधं प्रदीयते तत् स्वीक्रियताम् पश्यामः तेनैव औषधेन सः रोगः निवर्तते इति मन्ये सः विचर्चिकायाः निवारणं शिरीशारिष्टेन भवति प्रायेण यदि आधिक्येन तत्र रक्ते अशुद्धिः भवति तदानीं विचर्चिका भवति चर्मणि समस्याः भवन्ति रक्ते अशुद्धिरेव मूलं चर्मणः चर्मणि या समस्या भवति तत्र रक्तस्य अशुद्धिः मूलं रक्तशुद्ध्यर्थं किमपि स्वीकरणीयम् तत्र सारिवा इति भवति तत् यदि स्वीक्रियते सारिवा इदानीं एक एकं चमसं यावत् तत् सारिवा यदि स्वीक्रियते तत्र एकचमसात्मकं जलं योजनीयं भवति तस्य स्वीकरणेन क्रमेण रक्ते शुद्धिर्भवति तत्र मासत्रयं वा स्वीकर्तव्यं भवति यदि रक्ते अशुद्धिः निवर्तते तदानीं प्रायेण केचन चर्मरोगाः निवृत्ताः भवन्ति यदि चर्मरोगस्य कारणं बहिर्भवति कदचित् शरीरे चर्म चर्मरोगस्य कारणं भवति कदाचित्तु आतपादपि भवति बहिस्तः अपि तादृशाः तादृश्यः समस्याः उत्पद्यन्ते तथा चेत् द्रष्टव्यं तत्र कारणं किम् इति अतः निदानशास्त्रमित्युच्यते खलु आयुर्वेदः तत्र म् मूलं कारणं किमिति गवेषणीयम् इदानीं रक्तशुद्ध्यर्थं सारिवा स्वीक्रियतां मया उक्तं खलु तेन क्रमेण सारिवा सारिवा इति एवं तत्र जलेन संयोज्य स्वीक्रियतां नो चेत् क्षीरेण संयोज्यापि स्वीकर्तुं शक्यते शिरीशारिष्टमपि स्वीक्रियताम् तेन अस्तु अस्तु यतः दर्शनस्पर्शनादिक आदिकेन तत् रोगः द्रष्टव्यः इत्यस्ति आयुर्वेदशास्त्रे केवलं दूरवाण्या सम्भाषणेन तत् सर्वं न ज्ञायते तदेकवारं सा समस्य कीदृशी वर्तते इति द्रष्टव्यं दर्शनेन निवर्तते सा समस्या अनन्तरम् औषधं स्वीक्रियताम् अस्तु आगम्यतां श्वः अहं भवामि वैद्यालये भविष्यामि आगम्यताम् अस्तु अस्तु